हलो नमस्ते अहं नवीनः वुड्लेण्ड् रेस्टोरेण्ट् वा अहं युष्माकं रेस्टोरेण्ट् मध्ये बहुवारं भोजनम् आर्डर् कृतवान् अथ इमपि इदानीं डिस्कौण्ट् कूपन् लभ्यते वा यदि डिस्कौण्ट् कूपन् लभ्यते कृपया मां सूचयन्तु